धर्मः इति वयं जनान् प्रति न वदामः वयं धर्मकार्यं कुर्वाणः स्मः भवन्तः अपि आगच्छन्तु इत्येवम् आह्वानं करिष्यामः कुर्मः तावदेव ते जनाः सर्वे एतादृशं धर्मकार्यादिकं कुर्वन्ति इति मत्वा स्वयम् आगत्य धर्मकार्ये भवन्ति तस्मिन् धार्मिकमहोत्सवे ते सर्वेपि मिलित्वा कार्यादिकं कुर्वन्ति उदाहरणार्थम् ग्रामजीर्णोत्सवः रामनवमी इति वयम् आचरामः तस्मिन् रामनवम्यां धार्मिकमहोत्सवरूपेण उपन्यासादिकं चालयामः तेन उपन्यासेन श्रुतं विषयं तावत् जनाः आचरन्ति तेन धार्मिकमार्गे भवन्ति इत्येव तत्तु समुदाय औनत्यार्थं भवति धार्मिकमहोत्सवः तद् सर्वत्र इदानीं भारते सर्वत्र प्रचलति तावदेव